मम गृहे सर्वे सात्त्विकभोजनप्रियाः सन्ति मनुष्यः यादृशं भोजनं करोति तादृशमेव तस्य गुणः अपि भवति इति विषये मम दृढः विश्वासः अस्ति इत्यतः आयु सत्त्वबलारोग्यसुखप्रीतिविवर्धना रस्या स्निग्धा स्थिरा हृद्या आहारा सात्त्विकप्रिया इति भगवता कृष्णेन भगवद्गीतायाम् उक्तमस्ति तः सात्विकप्रियाः कीदृशं भोजनं कर्तुमिच्छन्ति तादृशं भोजनम् एव अस्मान् मया अपि अस्माकं गृहे मम परिवारस्य कृते क्रियते मम कुटुम्बस्य कृते क्रियते अतः कटुत्वं भोजनं न भवति अधिकं कटुत्वं न भवति लवणस्य आधिक्यं यथा न स्यात् पुनः तीक्ष्णता न भवति भोजने पर्युषितं भोजनं न भवति यातायामं भोजनं न भवति पुनः आम्लतापि यथा अधिका न स्यात् तथा तादृशं सात्त्विकगुणम् प्रवर्तकं भोजनम् एव मया क्रियते परिवारस्य कृते दीयते च तदर्थं यत् करणीयं तत्सर्वं मया क्रियते पाककार्ये तदनुगुणं स्यात् यत् कर करणीयं तत्सर्वं क्रियते पुनश्च यदा अहं पाककार्यं करोमि तदा कमपि श्लोकं वदन्ती एव पाककार्यं करोमि एतेन मम श्लोकं प्रतिदिनं यत् श्लोकं श्लोकाः वक्तव्याः सन्ति तदर्थं पृथक् समयः दातव्यः इति न भवति श्लोककथनकार्यं सम्पाद्यते पुनश्च पाककार्यसन्दर्भे यदा श्लोकं वदन्तः वयं पाककार्यं कुर्मः तदा भावः सम्यक् भवति भक्तिभावेन वयं पाककार्यं कुर्मः सो येन भावेन पाचकः पाचिका वा पाककार्यं करोति सः भावः भोक्तॄन् प्रभावयति इति विषये अपि अपि मम दृढविश्वासः अस्ति अतः वयं सद्भावेन पाककार्यं कुर्मश्चेत् गृहे जनाः अथवा भोक्तारः ये सन्ति तेषाम् तत् भोजनं न केवलम् आरोग्याय भवति अपि च सत्त्वगुणवर्धनाय अपि भवति इति मम अभिप्रायः